कृषिः पूर्णतया वायुगुणाधारिता एव अस्ति यदि वातावरणं सम्यक् भवति तर्हि कृषिकार्यमपि सम्यक् प्रचलति धान्यमपि सम्यक्तया उत्पद्यते अतः आरम्भतः एव वयं सस्यानां मध्ये यावद्दूरम् अपेक्षितमस्ति तावद्दूरं पूर्वमेव निश्चित्य स्थापनीयं रोपनीयं भवति अनन्तरं कालेन यद्यद् आवश्यकं जलम् आवश्यकं वा नोचेत् अन्यम् औषधम् औषधानि आवश्यकानि वा तद् समयानुगुणं दत्वा कृषिकार्यं करणीयं भवति यदि मध्ये सस्यानि नष्टानि भवन्ति चेत् नूतनतया सस्यानां आरोपणं कुर्मः पूर्वं येन कारणेन तस्य नष्टं जातमस्ति तद् मनसि निधाय आरम्भतः एव जागरूकताम् वयं अवलम्भामहे अनन्तरम् समयानुगुणं फ़र्टिलैज़र् वदामः खलु अ औषधानि दद्मः जलमपि स्थापयामः यत्र शीघ्रमेव तत्र पुष्पितं भवति चेत् तानि पुष्पाणि निष्कासनीयानि भवन्ति वर्षत्रयानन्तरमेव वृक्षेभ्यः फलानि स्वीकुर्मः